अत्र चन्नैनगरे पश्यामः चेत् एतत् वणिक्प्रदेशः अस्ति बहुवर्षेभ्यः अत्र व वनिकं चलति इति कारणेन यदि वनिकं कर्तुं विदेशाः अन्य स्थानात् इत्युक्ते उत्तरभारतात् आभारतदेशात् सर्वम् आगच्छन्ति अत्र एवं सर्वम् आगत्य कृतवन्तः इति कारणेन अत्र तमिळ् भाषामध्ये अन्यभाषायाः मिश्रणं बहु अधिकमस्ति पश्यामः चेत् संस्कृतमपि अत्र अस्ति अत्र चन्नै भाषा इति वदन्ति किम् इत्युक्ते नास्ति पन्निडुवे इति सर्वं वदन्ति नास्ति इति एकपदम् अत्र उपयोगं कुर्वन्ति इत्युक्ते भवन्तं नास्ति करोमि इति अर्थः भवति तादृशं कष्मलम् इति एकपदं वदति यदा तर्जयन्ति कष्मलम् इति प्रयोगं कु कुर्वन्ति

हिन्दिभाषायां वदति एवं उटालकडी इति इति सर्वम् अत्र पश्यामः चेत् भिन्नरीत्या भवति इदानीं तमिळ्नाडुराज्ये अन्यस्थानं सर्वं गच्छामः चेत् एवं कोङ्गु प्रदेशं कोयम्बतूर् सर्वं गच्छामः चेत् तत्र मलयाल स्लेङ्ग् सर्वं तत्र मिश्रणं भवति कन्याकुमारीं गच्छामः चेत् कन्याकुमारिमध्ये अपि मलयालस्य मिश्रणं सर्वं बहु अधिकं भवति एवं चन्नैभाषाम् अत्र पश्यामः चेत् तिरुवण्णामलै पाण्डिचेरि इति स्थाने सर्वं पश्यामः चेत् बहुभाषाणां मिश्रणमस्ति एव